परिवर्तनशीलतन्त्रज्ञानेन सह सम्बन्धः सम्बद्धतां रक्षितुं अहं प्रतिदिनं सङ्गणकं दूरवाणीं वा उपयुञ्जे सङ्गणकस्य सङ्गणके यथा टङ्कनादिकम् अनन्तरम् अन्तर्जालमाध्यमेन यूट्यूब् इत्यादिकं इत्यादीनां दर्शनं अनन्तरम् अद्यत्वे कोरोनाकालात् परम् आन्लैन् सभादिकं गोष्ठ्यादिकमपि आयोजयितुं शक्यते यथा गूगल् मीट् ज़ूम् इत्यदि तत्र प्लाट्फाम्स् सन्ति तेषामपि ज्ञानं जातमस्ति अहं दूरभाषोपयोगं सङ्गणकस्य उपयोगं वा ज्ञातवान् कथं ज्ञातवान् इति चेत् कोपि माम् एतत् सर्वं न शिक्षितवान् उपयुञ्जानः एव सर्वं ज्ञातवान् यथा शिशुं कोपि भाषां न शिक्षयति श्रुत्वा श्रुत्वा शिशुः भाषां ज्ञातुं पारयति तथैव वयमपि उपयु अहमपि उपयुञ्जानः एव दूरभाषाम् उपयुञ्जानः सङ्गणकं वा उपयुञ्जानः एव तस्य ज्ञानं प्राप्तवान् तस्य कृते मम शिक्षणं नापेक्षितम्